मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहणे मम अभिप्रायः अस्ति तद् छात्राणां कृते बहु उत्तमं भवति छात्राणाम् एकाग्रता प्राप्नोति जागृकता प्राप्नुवन्ति तद् तेषां तेषां मेलनं तेषां तेषाम् सङ्ग्रहणे ते नूतन नूतन कार्याणि कुर्वन्ति ते कुत्र कुत्र गच्छन्ति ततः ते स्वीकुर्वन्ति तेषां श्रद्धा तस्मिन्नेव भवति अन्यां दुश्चिन्तायां न भवति तद्वरा एतद् उत्तमम् इति अहं मन्ये अहमपि बाल्यकाले एतत् एतादृशं कार्याणि करोमि स्म किन्तु इदानीन्तन बालकाः अपि तद् कर्तुं माम् अहं प्रेरयामि ते एव ते अपि तद् कर्तुं ते अपि तद् करोति